अस्माकं क्षेत्रं भवति भारतदेशस्य उत्कलप्रदेशस्य बरगडमण्डलम् अस्ति अस्माकं क्षेत्रं तस्य क्षेत्रे बस यानानि रेल यानानि व्यवस्था सम्यक् नास्ति कथमित्युक्ते बहुस्वल्पपरिमाणेन बस यानानि रेल यानानि तस्य चलन्ति एव तद् निमित्तं मया सर्वकारस्य अनुमुद्यन्ते कि गव्मेण्ट् बस् गव्मेण्ट् बस यानानि तदेव अस्माकं प्रदेशे स्थापयतु अनन्तरं रेल यानानि संख्या अपि ते वर्धयन्तु अपि अस्माकं रेल समस्या एका अस्ति अपि च रेल यानस्य बहुविलम्बः सन्तिः यदा विलम्ब नाम एकमेव रेल यानानि यदि दशवादने सम्बल्पुर्प्रदे सम्बलपुरमण्डलस्य तस्य स्थानं वर्तते तर्हि पञ्चवादने द्विघटिकां त्रिघटिकां यावदेव विलम्बं भवति तत्र एव बस यानानि सम्यग्रूपेण तथा चलन्ति लेकिन् परन्तु मया सर्वकारेण अनुद्यन्ते ते गव्मेण्ट् बस् इति सुविधा तत्र स्थापयतु अस्माकं प्रदेशे आम् एव धन्यवादः